आं मम विशिष्टं पुरातनं पुस्तकम् अस्ति प्राय्ड् एण्ड् ग्रेज् प्रेज् इति नामकं विण्टेज् उपन्यासम् अस्ति अहं पुरातनपुस्तकविक्रयणस्थानात् एकस्मात् दुकानात् कृतवान् आसीत् विण्टेज् क्लासिक् पुस्तकानि अन्वेष्टुं मम बहु रोचते तानि पठने भिन्नः मजा अस्ति किं भवतः किमपि पुरातनं पुस्तकं रोचते शास्त्रीयपुस्तकानि तानि पुस्तकानि सन्ति ये स्वसमयस्य महत्त्वपूर्णाः प्रमुखाः च कृतयः सन्ति केचन प्रसिद्धाः शास्त्रीयपुस्तकाः प्राय्ड् एण्ड् प्रेज् टु किल् ए मार्किङ्ग् बर्ड् द ग्रेट् गैटष्बि च सन्ति एतानि सर्वाणि पुस्तकानि कथायाः लेखकस्य कलायाः समाजिकसन्देशस्य च कृते प्रसिद्धाः सन्ति भवतः किं शास्त्रीयपुस्तकं रोचते